उत्तरभारतं तथा दक्षिणभारतं च सांस्कृतिक रूपेण बहुषु विषयेषु विद्येते प्रथमं तु भाषा उत्तरभारते आधिक्येन हिन्दि भाषाया हिन्दी भाषया भाष्यन्ते दक्षिणभारते सामान्यभाषा इति न तत्र तत्र राज्यस्य भाषा भाषया भाष्यन्ते अतः आहत्य उत्तरभारते आधिक्येन हिन्दि दक्षिणभारते भिन्न भिन्न भाषाः वर्तन्ते आहारस्य विषये वदामः चेत् उत्तरभारते गोधूमः आधिक्येन उपयुज्यन्ते दक्षिणभारते तण्डुलम् अन्नम् सर्वदा अन्नमेव आधिक्येन अन्नमेव खादन्ति दक्षिणभारते वस्त्रनां विषये वदामि चेत् दक्षिणभारते आधिक्येन शाटिकां धरन्ति उत्तरभारते वयम् चुडिदारम् इति वदामः किल महिलाः धरन्ति राजनीतिविषये आधिक्येन उत्तरभारतजनाः एव केन्द्रसर्वकारे भागं गृह्णन्ति दक्षिणभारतः बहु न्यूनम् तदनन्तरं वायुगुणस्य विषये उत्तरभारते मालिन्यम् अधिकमस्ति वायुमालिन्यं प्रदूषणम् अधिकमस्ति दक्षिणभारते तथा न बहु उत्तमम् अस्ति देहल्यां तु अधिकं प्रदूषणम् एव दक्षिणभारते बहु उत्तमम् अस्ति इत्यादिविषयेषु उत्तमभारत उत्तरभारत तता दक्षणभारत विषयेषु विद्यते इति